अहं पूर्वं अहम् एका कविता ले लेखितुम् आरब्धवती किन्तु किञ्चिद् एव लिखितवती तद् अनन्तरम् अनन्तरम् अहं लेखितुं न शक्नोमि इदानीम् अहं किं किमपि न लिखामि इतः परम् अहं भारतस्य संस्कृतिविषये किञ्चिद् लेखितुम् इच्छामि किञ्चिद् समयानन्तरं नो चेत् किञ्चिद् दिनानन्तरम् अहम् एतस्मिन् विषये लेखनम् आरब्धं करोमि करिष्यामि करिष्यामि